प्रोडेक्ट् सम्यक् नास्ति यथा मया आर्डर् कृतं तथा न प्राप्तं म्याच् यदा आसीत् तदा न प्राप्तं क्षालितं किन्तु वर्णं त्यजति धृत्वापि दृष्टवान् फ़िट् वर्तते अतः सम्यग्नास्ति